नमस्ते नमस्ते किम् अपेक्षितं महोदय एकः प्रकोष्ठः वा विशालं भवतु वा विशालः भवतु वा कति जनाः भवन्तः हा पूर्णं भवन्तः कुटुम्बः अस्तु कति दिनानि अपेक्षितानि अपेक्षितः दिनद्वयं

ह सम्यक् एव वर्तते शुद्धमेव वर्तते स्विमिङ्ग् पूल् स्विमिङ्ग् पूल् अस्ति तद् अन्य रेण्ट् भवति उपयुज्यते चेत् स्विमिङ्ग् पूल् उपयुज्यते चेत् अन्यत् भाटकं भवति अस्तु अस्तु महोदय तथा चेत् दिनं प्रति द्विसहस्ररूप्यकाणि दिनं प्रति प्रतिदिनम् एकदिनस्य ह एकस्य दिनस्य द्विसहस्ररूप्यकाणि तथा चेत् चतुस्सहस्ररूप्यकाणि भवन्ति अनन्तरं स्विमिङ्ग् पूल् उपयुज्यते चेत् तत्र एकसहस्ररूप्यकाणि अधिकानि भवन्ति नास्ति नास्ति नास्ति अस्माकमेव उपाहारमन्दिरमस्ति अधः तत्र आगत्य उपाहारं कर्तुं शक्नोति नो चेत् तत्र एव आर्डर् कृत्वा भवान् तत्र एव होटेल् द्वारा प्रेषयति दक्षिणभारतीयभोजनव्यवस्था अपेक्षिता वा अस्तु अस्तु महोदय तदपि अस्ति नार्थ् इण्डियन् अपि अस्ति भवान् यत् इच्छति तत् आर्डर् करोतु महोदय सस्यहारः एव आगामीपञ्चदशदिनाङ्के सायं भवतः नाम पञ्जीकरणं कृत्वा गन्तव्यं महोदय हरिकेशवभट्टः लिखामि ह अस्तु धन्यवादः